यदा अहं षष्ठीसप्तमीकक्षायां पठामि स्म तदा अहं बङ्गभाषया एव किञ्चित् किञ्चित् कवितालेखनप्रारम्भं कृतवती आसम् अनन्तरं यदा किञ्चित् कालं गच्छति स्म तदा नाम अहं बहुसंशयापन्नः अभवं नाम तदा मम पार्श्वे नाम शब्दभण्डारः अधिकः नासीत् तथा च नाम कवितालेखनस्य कृते बहु नाम तत् चिन्तनं करणीयं भवति अतः तस्मिन् स समये अहं लेखनारम्भं कृत्वा तत्रैव अहं स्थगितवती पुनः तत् प्रारम्भं न कृतवतीदानीं पर्यन्तं त् तदेव अस्ति मम नाम तद् लेखनारम्भं कृत्वा तदेव अहं तत्र स्थगितवती अन्यत् किमपि विषयं नास्ति सा नाम कवितालेखनमेव अहं प्रारम्भं कृत्वा अनन्तरं तत् त्यक्तवती तथा च भारतीय नाम अहं मन्ये भारते तथा कोऽपि विषयः न नास्ति यद् यस्मिन् विषये लेखितुं न शक्यते अहं मन्ये सर्वेषु विषयेषु एव लेखितुं शक्यते इति